मम नाम कुमारः प्रवासम् इति यद् वर्तते नाम अत्यन्त आनन्ददायकः वर्तते यतोहि प्रवासार्थं मनः सर्वदा आनन्दं प्राप्नोति यतोहि यत्र यत्र वयं प्रवासं कुर्मः तत्र सर्वत्रापि बौगोलिकवैशिष्ट्यं किमपि तत्र भवितुम् अर्हति यदा विभिन्नप्रदेशाः अस्माकं भारते विभिन्नप्रदेशाः वर्तन्ते एकैकस्मिन् प्रदेशे एकैकः विशेषः वर्तते एकं द्वितीयं तत्रस्त संस्कृतरिया वर्तते तस्याः संस्कृतेः विषये अपि ज्ञातुं शक्यते तत्रस्त जनानाम् आवासादि भोजनादि विषये ज्ञातुं शक्यते तेषां जीवनविधानं कथं वर्तते कथं जीवनं कुर्वन्ति तत्र परितः विद्यमानानि विभिन्नानि यानि वर्तन्ते साधनानि वा सौकर्यानि वा अथवा सुन्दरयुक्तप्रदेशाः वा ये केऽपि वा भवन्तु तेषां सर्वेषाम् अवधानम् अस्माभिः कर्तुं शक्यते अनन्तरं मम तु प्रवासः इत्युक्ते सर्वदा पर्वतप्रदेशेषु वा अथवा अरण्यप्रदेसेषु वा यत्र कुत्रापि तादृशप्रदेशेषु यात्रां कर्तुम् अहम् इच्छामि यतोहि सर्वदा अहम् इतस्तः गमनार्थम् एवं नूतनप्रदेशानां दर्शनार्थम् उत्साहं प्रदर्शयामि अतः प्रवासः यः विषयः वर्तते स च अत्यन्त मनोहरः इति अहं भावयामि धन्यवादः